एकविंशत्युत्तर नवशताधिकसहस्रतमे वर्षे फ़ेब्रवरिमासस्य द्वितीयदिनाङ्कः चतुर्विंशतिः चतुर्विंशति अधिकद्विसहस्रतमे वर्षे अक्टोबर् मासस्य पञ्चदश दिनाङ्कः अष्टनवत्युत्तरनवशताधिकसहस्रतमे वर्षे जान्वरी मासस्य चतुर्थदिनाङ्कः नवनवत्युत्तर अष्टशदाधिकद्विसहस्रतमे वर्षे डिसेम्बर् मासस्य पञ्चविंशतितमदिनाङ्कः एकविंशत्युत्तर द्विसहस्रं द्विशतोत्तरसहस्रतमे वर्षे एप्रिल् मासस्य दशमदिनाङ्कः